मम प्रदेशः तु नगरप्रदेशः इत्यतः आधिक्येन सञ्चारव्यवस्थायां तथा आरोग्यसेवासु अपि क्लेशः न अनुभूयते चिकित्सालयः अपि नगरे एव सन्ति इत्यतः मया तत्र गन्तुं क्लेशाः न अनुभूयन्ते यदि अस्माकं प्रदेशः ग्रामे स्यात् तर्हि एतादृशक्लेशाः स्युः किन्तु मया तु नगरे अहं नगरे भावामि इत्यतः एतादृशक्लेशाः न भवन्ति तत्र गन्तुं आधिक्येन पञ्चनिमेषाः अलं भवन्ति